वैदिकसाहित्यस्य अध्ययनं कृतवान् अहं तद्विषये वैदिकरचितं साहित्यं वैदिकसाहित्यम् इति कथ्यते अस्मिन् वैदिकसाहित्ये वेद वेदाङ्गः च सन्ति वैदिकसाहित्ये चत्वाराः वेदाः सन्ति यथा ऋग्वेदः सामवेदः यजुर्वेदः अथर्ववेदः वेदः च प्रत्येकं मन्त्रं संहिता उच्यते प्राचीनभारतस्य धार्मिकग्रन्थानां वेदानां बृहद्भागः अस्ति ते वैदिकसाहित्यस्य व्यापकतया श्रुतिः स्मृतिः इति द्वयोः वर्गयोः विभक्तम् अस्ति